वस्त्रं वस्त्रप्रक्षालनार्थम् यावत् पूर्वम् अहम् हस्तस्य उपयोगम् एव करोमि स्म अधुना एव वस्त्रप्रक्षालनार्थं मया वाशिङ्ग् मशीन् अर्थात् वक्षप्रक्षालनयन्त्रं स्वीकृतम् भिन्नभिन्न ऋतुषु तत्र तस्य उपयोगः तत् उपयुक्तम् एव यतोहि महाराष्ट्रे नागपुरमध्ये त्रयः ऋतवः सन्ति स्वेट्टर्स् अर्थात् उष्णिकानां कृते उष्णिकाः शुष्काः भवेयुः इत्यर्थे वस्त्रप्रक्षालनयन्त्रम् आवश्यकम् एव जलस्य अपव्ययः वस्त्रप्रक्षालनयन्त्रे न भवति यतोहि

जलम् वस्त्रप्रक्षालनार्थम् उपयुक्तं तत् वृक्षाणां कृते कथं गच्छेत् एतस्य सुविधा मया स्वस्य गृहे कृता एव अस्ति तदनन्तरम् नलिकायाः अवबन्धनं कृत्वा यदा जलस्य आवश्यकता नास्ति ड्रयर् इत्यस्य कृते जलस्य आवश्यकता नास्ति तदर्थम् नलिकाम् अवबन्धनं करणीयम् इत्यर्थे अहं सदैव दक्षा भवामि